गौरीपूजनं गणेशपूजनं अष्टमी अष्टमीपूजनम् इमे उत्सवाः मम परिवारे दीर्घकालात् आचर्यमाणाः सन्ति भाद्रपदमासे गौरीपूजनं भवति ज्येष्ठाः गौर्याः पूजनं क्रियते अयमुत्सवः दिनत्रयात्मकः वर्तते अस्मिन् उत्सवे प्रथमे दिने गौर्याः आवाहनं क्रियते शृङ्गारादीभिः गौर्याः पूजनं क्रियते आह्वानपूजनं कृत्वा अभिषेकं अभिषेकादिकं कृत्वा नैवेद्यः समर्प्य आरती च कृत्वा प्रथमः दिनः एवं गच्छति द्वितीये अपरस्मिन् दिने प्रातः आरभ्य सर्वैः उपवासः क्रियते तस्य उपवासस्य रात्रिकाले समावर्तनं क्रियते एवञ्च महाभोगः तस्मिन् दिने गौरीपूजनम् इति नाम्ना तत् तस्मिन् दिने महाभोगः क्रियते महारती च क्रियते तृतीयदिने गौर्याः विसर्जनं कथादिकं कृत्वा गौर्याः विसर्जनं क्रियते एवं प्रकारेण अयम् उत्सवः मम परिवारे दीर्घकालात् आचर्यमाणः अस्ति